अहं दिनद्वयपूर्वं फ़्लिप्कार्ट् मध्ये तद् चार्जर् स्वीकृतवान् आसम् तत् रेड्मि चार्जर् इति वा मम दूरवाणी वर्तते रेड्मि यैट् इति रेड्मि यैट् इत्यस्य चार्जर् अहं तत्र स्वीकृतवान् आसं फ़्लिप्कार्ट् मध्ये एव तद् चार्जर् बहु सम्यगेव वर्तते तद् फ़िफ़्टि व्याट् वा अथवा सिक्स्टि व्याट् वा इति तत्र लिखितम् अस्ति यतो हि तत् सम्यगेव अस्ति किमर्थम् इत्युक्ते बहु शीघ्रेणापि मम मोब् दूरवाणी चार्ज अपि भवति अनन्तरं तद् हीट् अपि न भवति नाम उष्णमपि न भवति एतद् सर्वे स्वीकर्तुमपि शक्नोति शक्नुवन्ति एतादृशः मम अनुभवः वर्तते